अहं एकां शाटिकां स्वीकृतवति चित्रे सम्यक्तया दर्शितम् मूल्यमपि बहु न्यूनम् आसीत् अहं पश्यामि इति तस्य आर्डर् कृतवति यदा आगतं तदा अपि यथा दर्शितम् तथैव आसीत् वस्त्रमपि बहु मृदु आसीत् तत् सः शाटिकां यदा धृतवति तदा सर्वे दृष्ट्वा सन्तुष्टाः पृष्टवन्तः कुतः क्रीतवति कुतः क्रीतवति इति